हरि ओम् अहं वसुधा नायक् अस्मि वदतु आम् मम पुत्रस्य विवाहः अस्ति आम् तदर्थं भवान् आम् आम् जानामि आम् क्षम्यताम् सन्ध्या दत्तवती

आम् आम् आम् भवान् आगत्य चित्राणि सर्वं स्वीकर् स्वीकरयामि विवाहकार्यः जुलै मध्ये दशदिने अस्ति दशम आम् हा वदतु आम् आम् आगन्तुं न शक्नोति वा

न मङ्गलूरे एव आम् मङ्गलूरे एव आम् आम् किमर्थं ओ एवं वा आम् भवान् एव आगच्छति चेद् समीचीनं धनराशिः अधिकः भवति इत्युक्ते चेद् अहम् अपि किञ्चिद् चिन्तनं कृत्वा आम् आम् आम् अहमेव अस्तु नो चेत् अहं आम् आम् आम् आम् आम् तद् जानामि तद् जानामि न न वीडियोग्राफ़ी अपि अस्ति चेद् समीचीनमेव किञ्चिद् समयं ददातु पश्चाद् अहं हा चिन्तयित्वा

ओ एवं वा चिन्तयित्वा वदामि महोदय

चिन्तयित्वा वदामि आम् धन्यवादः महोदय